मम गृहं वाटिकायां वर्तते मम वाटिका पूगीफलस्य वर्तते एवं च तत्र गोशाला अपि वर्तते अतः तत्र त्याज्यवस्तूनाम् उपयोगेन कलाकृतिम् अथवा उपयोगः तु कर्तुं शक्यते कथं नाम गोः यद् गोमयं लभ्यते तेन बहूनि वस्तूनि कर्तुं शक्यते उदाहरणार्थं दन्तमञ्जनं धूपः इत्यादिकं भस्म इत्यादिकम् एवं च तेषां करणेन अस्माकं स्वकीयः लाभः अपि भवति तथा च गोमयस्य उपयोगेन कुञ्चिकायाः कवचम् एवं कर्तुं शक्यते एवञ्च गोमयस्य एकं गर्ते स्थापयित्वा तस्य ततः यत् वायुः आगच्छति तद् तेन वायुना भोजनम् इत्यादिकं निर्मातुमपि शक्यते इति गोमयस्य त्याज्यवस्तुनः उपयोगः कथं कर्तुं शक्यते इति एवञ्च तस्य गोमयस्य वाटिकायां स्थापनं यदि कुर्मः तर्हि सस्यानि बहु सम्यक् वर्धन्ते सस्यानि यदि वर्धन्ते तर्हि अस्माकमेव व्यवहारार्थं बहु उपयोगः भवति यदि व्यवहारः सम्यक् भवति तर्हि धनं बहु शीघ्रं लभ्यते तेन धनेन गोशालायाः रक्षणं कर्तुं सः पुनः शक्नुमः इति च त्याज्यवस्तुनः गोमयस्य उपयोगेन किं किं कर्तुं शक्यते इति